इदानीं सेयार् मार्केत् विषये प्रायशः सर्वेषां सामान्यज्ञानम् अस्ति तद्वत् मम अपि सामान्यज्ञानं वर्तते तत्र भारतवर्षस्य उन्नतैः सेयार् मार्केत् इत्यस्य महत् योगदानं वर्तते अर्थात् मनुष्यः अत्र समयं दत्त्वा इन्वेस्ट् कृत्वा लाभदायकं भवितुं शक्यते सेयर् बज़ार् एकः एतादृशः विपणिः अस्ति यत्र जनाः मार्केत् इत्यस्य सेयार् इति विक्रयनं कुर्वन्ति तथा अन्यः कोपि एतत् सेयार् न्यूनं धनं दत्त्वा क्रयणं करोति तथा कालान्तरे तत् सेयार् इत्यस्य मूल्यं यदा वृद्धिः भवति तदा सः सेयार् विक्रयणं कृत्वा धनस्य आयं करोति इति